अवश्यमेव आधुनिककाले अष्टावधानं शतावधानम् इत्यादि कलाः संस्कृतसाहित्यस्य संवर्धने साहित् साहायिकाः सन्ति एव यतः एतादृशानां कलानाम् आयोजने छात्रेषु वयं भाषाविषयकम् उत्साहम् अभिरुचिं च जागरयितुं संवर्धयितुं शक्नुयाम यतः अवधानकलायां विभिन्नाः प्रक्रियाः भवन्ति दत्तपदी न्यस्थाक्षरी इति अवधाने यथा सावधानं प्रत्येकं प्रच्छकस्य प्रश्नं समादधाति तस्मिन्नवसरे तेन प्रदर्श्यमानं चातुर्यं यद् वर्तते तेन छात्राः अत्यन्तम् आकृष्टाः भवन्ति तेऽपि साहित्यज्ञान अभिवर्धने समुत्सुकाः उत्साहवन्तः भवितुम् अर्हन्ति